अहं चिन्तितं रीत्या दृष्टं रीत्या मम स्थाने इत्युक्ते अस्माकं स्थाने अस्माकं ग्रामे अस्माकं गृहस्य समीपे ग्रामे इति वक्तुं न शक्नोमि गृहस्य समीपे किमपि उपक्रमाः न स्वीकृतवत्याः इति चिन्तयामि अहं कुत्रापि अत्र जनाः सम्भाषयितुं सम्भाषणमपि न श्रुणोति एवम् उपक्रमां स्वीकृतत्याः एवं कुर्वन्ति सन्ति इति तत्सर्वम् अहम् एकदपि न श्रुतवती अहं न जानामि एवं सर्वं भवति तेपि न जानान्ति स्म इदानीं ज्ञातं सर्वकारस्य उपक्रमाः भवन्ति कलाविधानां किं प्रोत्साहं कर्तुम् इति इदानीं ज्ञातम् अहं पुनः अग्रिमप्रश्नं प्रति गतवती इत्युक्ते ते किमपि न दत्तवत्याः धनं इत्युक्ते वित्तं ऋणं किमपि किमपि न दत्तवत्याः परन्तु अत्र शालाः सन्ति सर्वकारस्य शालाः सन्ति बालकाः तत्र गच्छन्ति सर्वं तत्र शिक्षणं सर्वं कथमस्ति अपि न जानामि पुनः किं पृच्छन्ति सन्ति अधिकमान्यतां क कस्मिन् कलायां प्रति कलां प्रति दातव्यम् इति पृच्छन्ति सन्ति मम अहं चिन्तितं रीत्या सङ्गीतं नृत्यं क्रीडां प्रत्यपि प्रामुख्यं दातव्यम् उद्यानवनं चित्रकलां प्रति एतानि सर्वाणि प्रत्यपि किञ्चित् मान्यतां दातव्यम् इति चिन्ता इति मम आशा किमर्थम् इत्युक्ते अस्माकं ग्रामे पुनः अस्माकं नगरं भवति खलु तत् प्रति एकं वा उद्यानवनं भवितव्यम् इति नियमाः सन्ति परन्तु वयं कुत्रापि न पश्यामः एव देवालय बहु देवालयाः बहु न सन्ति देवालयपि भवितव्यम् किं भवति देवालयमासीत् चेत् सर्वे जनाः तत्र आगच्छन्ति वासरं प्रति एकदा वा नास्ति इत्युक्ते आदित्यवासरे मन्दवासरे वा सर्वाः मिलित्वा सर्वेषमपि भजनां क कर्तुं शक्यते गीतं गातुं शक्यते भक्तिगीतानि देशभक्तिगीतानि पुनः देशं देशे देशस्य उपरि कथां तथा स सैनिकः कथम् अस्माकं देशं रक्षयन्ति तत्सर्वमपि अद्यतन बालकानामपि ज्ञायते एकं वा देवालयं भवितव्यं पुनः वासरं प्रति एकदा नास्ति इत्युक्ते द्विवारं वा सर्वाः मिलित्वा किं वा कार्यक्रमं करणीयम् भजनां कम्पल्सरि करणीयम् इति मम आशा तेन कलायाः मान्यता अधिकं भवति इति चिन्तयामि